सत्यं मेडं तत्र चतस्रः भवन्तु भवतां कृते साक्षात् गन्तव्यं वा मेजेस्टिक् टु मलसलेश्वरम् अथवा मध्ये क्वचित् स्थगनीयं भवति वा किं भवति

सम्यक् सम्यक् तर्हि वयमेकं कार्यं कुर्मः अहं मेजस्टिक् आगच्छामि अहं मम कार् यानम् आनयिष्यामि इन्नोवा कार् यानमस्ति तत्र भवन्तः चतस्रः उवेष्टुं शक्नुवन्ति लगेज् अपि स्थापयितुं शक्नुवन्ति ओन् वदन्तु ए सि अस्ति कण्डीषन् मध्ये नूतनम् आनीतमस्ति ए सि यानमस्ति अहमेकं कार्यं करोमि अस्माकं यानात् केब् यानात् मेजस्टिक् टु अहम् एकत्र क्वचित् यत्र सम्यक् उपाहारः लभ्यते तत्र नयामि तत्रा हेगडे स्वीट्स् इति वर्तते अहं तत्र आन् आनयामि तत्र भवन्तः उपहारं कुर्वन्तु ततः अहं मल्लेश्वरम् एय्टीन्त् क्रास् नयामि ततः क्वचित् गन्तव्यमस्ति वा अथवा किमस्ति न न न मास्तु मेडं तत्र उबर् मध्ये एकवारमेव भवन्तः बुक् कुर्वन्तु अवशिष्टं वयं हा

ओ न न न वयं तत् रिनिवल् कु कुर्मः यदा भवतां ट्रिप् समाप्यते मल्लेश्वरं मध्ये वयं किं कुर्मः इत्युक्ते रिनिवल् कृत्वा ततः भवन्तः यत्र गन्तुमिच्छन्ति वयं तत् क्रास् द्वारा नयामः बेङ्गळूर् नगरे ए सि अवश्यं वर्तते भवती यत् अधुना विशिष्य पृच्छती अस्ति इति कृत्वा अहं समीचिनं यानमेव आनयामि यत्र भवतां कृते मल्लेश्वर टु यत्र भवतां गृहमस्ति तत्र अहं नेतुं शक्नोमि

सत्यं सत्यं परः पुरतः पृष्टतः पार्श्वे उपरि अधः सर्वत्रापि वयम् ए सि दद्मः येन च भवतां कृते क्लेशः न स्यात्

सत्यं तर्हि अहमेकं कार्यं करोमि कथञ्चित् भवत्याः चतस्रः इति कृत्वा अहम् इन्नोवा कार् याने एकं तत्र एकां स्रीमपि प्रेषयिष्यामि भवतां कृते सह साहाय्यं करोति भवद्भिः यत्र यत्र द्रष्टव्यमस्ति उदाहरणार्थं मल्लेश्वरम् एय्टीन्त् क्रास् मल्लेश्वरं सेवेन्टीन्त् क्रास् अथवा मल्लेश्वर टु जयनगरमपि गन्तव्यमिति अस्ति तर्हि तत्रापि अस्माकं केब् चालकाः एव नेष्यन्ति अस्तु तर्हि कदा भवितुमर्हति दिनाङ्कः अद्यैव तर्हि अहमागच्छन्नस्मि ओन् दि वे अस्मि मेडं आगच्छन्नस्मि ओ के